हरिः ओम् हा नमस्ते भवत्याः नाम किं भवती तत् तत् क क विज्ञापनपत्रं दत्तवती अस्ति किमावश्यकं हा लोन् आवश्यकं भवती किं करोति उद्योगं करोति किल अध्यापिका अस्ति तत् प्रैवेट् विद्यालये अस्ति वा अथवा सर्वकारविद्यालये अस्ति वा उद्योगः

प्रैवेट्रूपेण कार्यं करोति प्रैवेट् विद्यालये कार्यं करोति तद् क कति वर्षाणि जातानि उद्योगं प्राप्य पञ्चवर्षाणि भवत्याः वेतनं कियत् अस्ति सामान्यं रौण्ड् अमौण्ट् सामान्यं प्रति मासं कियत् इन्कम् ट्याक्स् हा प् पञ्चदशसहस्रमेव अनन्तरं पतिः किं करोति अध्यापकः अस्ति तत् समानरीत्या एव अन्यत्र वा हा सर्वकारविद्यालये वा अथवा भवतीव प्रैवेट् मध्ये वा कार्यं किन्तु तस्य वेतनं ओहो अस्तु तद् प्रतिमासं कियत् दातुं शक्नोति ऋणं त द्वयोः तत् त वेतनं किञ्चित् न्यूनमेव अस्ति हा तर्हि कुटुम्बनिमित्तमपि आवश्यकं लोन् प्रत्यर्पयितुमपि धनमावश्यकं किल कियत् दातुं शक्नोति प्रति प्रति मासं त्रिसहस्रहं दातुं शक्नोति तर्हि कियत् लोन् धनम् आवश्यकं दशलक्षं दशलक्षं चेत् प्रति मासं पञ्चदश सहस्रं दातव्यं भवति आमामां कारणम् इदानीं तु तस्य प पर्सनल् लोन् इति कारणेन अनन्तरं कार्ड् तादृशम् इति चेत् तस्य वेट् आफ़् इण्ट्रेस्ट् इति वदन्ति किल हा अत तद् किञ्चित् अधिकं भवति अतः प्रतिमासं पञ्चसहस्र पञ्चदशसहस्रं धनं दातव्यं भवति भवत्याः अन्यत् गृहं किमपि स्वकीयं गृहम् इति अस्ति वा अ स्वकीयं भवत्याः नाम्नि वा पत्युः नाम्नि अस्ति वा

कुत्र अस्ति नगरे अस्ति वा ब् ग्रामे अस्ति वा कुत्र अस्ति ग्रामे अस्ति ओहो तस्य भाटकम् आगच्छति वा कियत् कियत् भाटकमागच्छति पञ्चसहस्रमेव आगच्छति किन्तु तद् अपर्याप्तं भवति अतः दशलक्षं दातुं न शक्नुमः

अस्तु मिलामः मिलामः